गायनं गीतं गायनं तद्बहु रोचते कण्ठं सम्यक् नास्ति तर्हि गायनं बहु रोचते किमपि कार्यमहं करोमि तर्हि तत्र अहं जङ्गमवाणेः उपरि तर्हि तस्य चित्रं तस्य रेडियो उपरि अस्य गीतमपि तत्रेव चलति अहं कार्यं करोमि गीतं सम्यग्रीत्या तस्य प्रगल्भाः गीतं तस्य रेडियो मध्ये अस्ति तर्हि अहं तस्य समीपे स् सम्यक्रीत्या तस्य गीतं तस्य शब्दः अस्ति चेत् अहमपि तस्य भ्रह्म् तस्य शब्दः आगच्छति चेत् तस्य अहं गीतमपि अहं सम्यग्रीत्या गायामि तर्हि अन्यकार्यमपि अस्ति चेत् अहं कार्यमपि करोमि शीघ्राति शीघ्रं कार्यम् मम बहु सम्यक् रीत्या अभवत् कदा तस्य परीक्षाम् अस्मि गृहे किमपि कार्यमस्ति तस्य स्त्रीणां नारीणां कृते तु गृहे तस्य रोटिकाम् अस्ति चेत् किमपि तस्य पाकमहं करोमि शाकं करोमि पाकं तस्य रोटिकां करोमि किमपि कार्यं करोमि चेत् तन्मध्ये तत्रेव रेडियो मध्ये रेडियो मध्ये गीतं चालयति अहमपि अहं कार्यं सम्यग्रीत्या करोमि बहु बहु बहु रोचते